नमस्ते महोदया इदं अस्ति वा आ अहं श्वः मैसुरु नगरं प्रति आगच्छामि भवतः होटेल् मध्ये उषितुम् इच्छामि दिनत्रयं उषितुं इच्छामि मध्यानि

गच्छामि

अस्तु अस्तु एवं वा ओ अधिकं भवति खलु महोदया प्रकोष्टस्य मूल्यं प्रत्येकं भोजनस्य प्रत्येकम् एतत् भवति चेत् कथं कर्तुं शक्यते मूल्यम् अधिकम् एव जातम्

एक सहाय्यं करोतु महोदयः सर्वं मिलित्वा प्रकोष्ठस्य कियत् मूल्यं भवति दिनत्रयस्य आहत्य कियत् भवति इति कृपया सूचयतु

त्रिवारं अपेक्षितम् अस्ति दिने त्रिवारम् अपेक्षितम् अस्ति